भारतम् आपणः अस्ति वा तत्र अहं पूर्वमेवम् आर्डर् इत्युक्ते एकं मसाला दोसा इति आर्डर् कृतवान् आसीत् तस्य बहु समयं जातं परन्तु अधुनापर्यन्तं न आगतवान् तस्य कः अधुना कियत् समयः आवश्यकः इति ज्ञातुम् अहं काल् कृतवान् तद् ज्ञातुं शक्नोमि वा इतोऽपि कः आनयति वा कस्मिन् समये तद् आगच्छति अत्र बुभुक्षा अस्ति चेत् पृच्छामि शीघ्रतया प्रेषयितुं शक्नोति चेत् प्रेषयतु धन्यवादः